पञ्चविंशत्यधिकं एकोनविंशतिशततमे जनवरी मासस्य एकविंशतिः दिनाङ्कः नवत्यधिकं एकोनविंशतिशततमे वर्षे जून मासस्य एकोनविंशतिः दिनाङ्कः त्रयोविंशत्यधिकं द्विसहस्रतमे वर्षे अप्रैल मासस्य पञ्चमदिनाङ्कः चतुर्पञ्शा पञ्चाशत् अधिक अष्टादशशततमे अगस्त मासस्य द्वादशदिनाङ्कः सप्तत्रिंशत् अधिकं षोडशशतत षोडत षोडशशततमे नवम्बर मासस्य ष षड्विंशतिः दिनाङ्कः